नमस्कारः बहूत्तमं स्वागतमस्ति कानि कानि बहवः पुस्तकानि सन्ति यदि पेन् अस्ति लेखनी अस्ति अङ्कनी अस्ति वर्णलेखन्यः सन्ति इतोऽपि विद्यालयस्य विश्वविद्यालयस्य महाविद्यालयस्य पुस्तकानि सन्ति भवत्याः कृते कानि कानि पुस्तकानि आवश्यकानि विद्यालयस्य कृते विद्यालयस्य कृते तु न केवलं पुस्तकानि सन्ति अपि तु पुस्तकस्य उत्तरपुस्तकानि अपि सन्ति अत्र पेपर् अपि सन्ति छात्राः लेखितुं शक्नुवन्ति तादृश वर्णलेखन्यः तादृशपुस्तकानि एवं खातिका अपि सन्ति टिप्पणीपुस्तिका इति उच्यते भवत्याः कृते किं किम् आवश्यकम् आम् आम् बङ्गव्याकरणपुस्तकम् अस्ति कति आवश्यकानि भवत्याः कृते तर्हि अत्र पश्यतु अस्ति एतत् बङ्गव्याकरणपुस्तकानि बहुसुन्दरमस्ति गतसप्ताहे एव आगतं बहुपुस्तकानि आगतानि एकस्य कृते पञ्चाशत् रूप्यकानि

अधिकं नयति चेत् डिस्कौण्ट् अपि प्राप्यते

आम् आं टिप्पणीपुस्तिकाः सन्ति कति आवश्यकानि भवत्याः कृते अहं प्रथमेव उक्तवान् अधिकानि नयन्ति चेत् आं ते एकस्य कृते तादृश पञ्चदश रूप्यकाणि

ओहो एवं बङ्गव्याकरणम् आवश्यकानि न सन्ति वा आ विंशति टिप्पणीपुस्तिकाः इतोऽपि किमपि आवश्यकानि लेखन्यः वर्णलेखन्यः ओहो एवम् इतोऽपि किमपि विशेषतया अस्तु आम् आम् निश्चयेन धन्यवादाः आम् प्रददातु अहं लिखित्वा प्रेषयामि पुनर्मिलामः रां राम्